हरिः ओं नमस्ते आमामां संस्कृतं जानामि अहं यात्राप्रवाससंयोजिका अस्मि

अस्तु

आम् अस्तु अम्ब तमिळ्नाडु प्रदेशं प्रति स्वागतं निवेदयामि अत्र एतद् भारती इति नाम्ना प्रवास ट्रावेल् एजेण्ट् अस्ति उत्तमस्थानम् उत्तमसम्पर्कं भवती कृतवती अत्र तमिळ्नाडु प्रदेशे पूर्णतया भवती यद् द्रष्टुमिच्छन्ती इति आरोचकविषयाः बहवः सन्ति मन्दिराणि सन्ति अत्र यदा भवती सेन्ट्रल् प्राप्नोति तस्मात् एकम् उत्तमं वासगृहं वसतिगृहं प्राप्तुं शक्नोति समीपे एव गङ्गाभवनम् इति एकः उत्तमप्रदेशः अस्ति तत्र वासव्यवस्थां कल्पयितुं शक्नुमः प्रतिदिनात्मकं पञ्चसहस्ररूप्यकाणि भवन्ति तत्र मुख्यतया तमिळ्नाडु एकप्रकोष्ठे जनद्वयं वासं कर्तुम् अर्हम् अस्ति अत्र भोजनं बहुरुचिकरं भवति वस्तुतया भवती महाराष्ट्रतः आगच्छन्ती अस्ति इति कारणेन अद् अधिककटुभोजनं न रोचते अत्र इड्ली साम्बार् इति मिलति अत्रस्थः माषापूपः बहुरुचिकरः भवति बहुमृदुः अपि भवति अनन्तरं मुद्गान्नं तमिळ्नाडु पोङ्गल् बहुविशेषभोजनं भवति अतः अत्र भवती यदा वासगृहं वसतिगृहम् आगच्छति गङ्गाभवनं तत्र भवत्याः प्रकोष्ठशुल्केन सह फ़्री एव भवति तत्र आगत्य अल्पाहारं समाप्य माम् आह्वयति चेत् अहं कार्यानेन भवतीं प्रथमं मिरीना समुद्रतीरं नयामि अत्र यदा महाराष्ट्रा मध्ये आं दीर्घसमुद्रतीरः सः बहु उत्तमः भवति तस्मात् पार्श्वे एव अष्टलक्ष्मीमन्दिरमस्ति मन्दिरस्य दर्शनं बहु उपयोगाय भवति अनन्तरं समुद्रतीरतः एव आमामाम् अष्टलक्ष्मी समुद्रतीरे एव मन्दिरं भवति द्रष्टुं शक्नोति अनन्तरं तस्मात् वयम् अग्रे किञ्चित् आगच्छामः चेत् मैलापुरं इति अस्ति मयूरपुरमिति नाम अत्र मैलापूर् इति वदन्ति तत्र कपालेश्वरमन्दिरम् अस्ति हा बहुविशेषमन्दिरमस्ति पार्श्वे सर्वे ब आपणानि सर्व आपणानि आपणाः अपि बहु उपयोगकर आपणाः भवन्ति तत्र तमिळ्नाडुसम्बन्धितवस्तूनि क्रेतुं शक्नोति वयं तस् आम् आम् हा अत्र विशेषतया काञ्चीपुरशाटिकाः एव विशेषशाटिकाः तन्निमित्तं वयं चन्नैनगरतः कार्यानेन काञ्चीपुरं प्राप्तुं शक्नुमः काञ्चीपुरे काञ्चीमठः अस्ति शङ्कराचार्यस्य विशेषमठः अस्ति शङ्कराचार्यम् आचार्येण प्रतिष्ठापितं मन्दिरं मीनाक्षीमन्दिरं म कामाक्षीम बहु उत्तमं कामाक्षीमन्दिरम् अस्ति अस्य दर्शनं कृत्वा मन्दिरस्य दर्शनं कृत्वा वयम् आपणं प्रति गच्छामः आम् आम् काञ्चीपुरसमीपे एव श्रीपेरम्बद्दूर् अस्ति रामानुजस्य मन्दिरं बहु उत्तमस्थानमस्ति श्रीपेरम्बद्दूर् तत्र रामानुजस्य मन्दिरं दर्शनं कर्तुं शक्नुमः वयं आम् आम् आं बहुविशेषस्थानमस्ति पल्लवानां निर्मितं शिल्पकला बहुवैशिष्ट्यं भवति तत्र एकशिलानगरमिति वदन्ति वारङ्गल् नगरे आन्ध्रपदेशे अत्र पल्लवानां महाबलिपुरमिति स्थानं बहुवैशिष्ट्यं भवति तदपि समुद्रतीरे भवति महाबलिपुरं नगरं समुद्रतीरे एव भवति वयं पाण्डवानां मन्दिराणि तत्र भवन्ति एकः बृहन् गजः गजस्य शिल्पं भवति दृष्टुं शक्नुमः अम्ब तस्मात् भवती वैदेश्वरन् मन्दिरं गन्तुम् इच्छति किम् हा वैद्यनाथमन्दिरं मायवरम् इति नगरम् अस्ति मयूरनगरं तस्य नाम आमामां वयं लोकयानेन गन्तुं शक्नुमः रैल्यानव्यवस्था अपि अस्ति भवती रेल्यानेन आगच्छति वा रैल्यानेन वयं रिसर्वेशन् कृत्वा गन्तुं शक्यते हा आ अस्तु अस्तु आम् अस्तु तत्र वयं यदा वैद्यनाथमन्दिरं वैदेश्वरन् कोविल् इति वदन्ति तत्र गच्छामः समीपे एव तञ्जावूर् अस्ति बृहत् मन्दिरम् बहु आम् आम् आम् आं तस्य दर्शनं निश्चयेन भवत्या करणीयमेव बहु उत्तमं भवति म आं दि दिनद्वयस्य अपेक्षा अस्ति आम् अत्र परिसरे नवग्रहमन्दिराणि सन्ति नवग्रहमन्दिराणां दर्शनं बहु उत्तमं भवति आमामाम् पञ्चकिलोमीटर् दशकिलोमीटर् परिमितं स्थानेषु भवन्ति वयं दिनद्वयाभ्यन्तरे तद् समापयितुं शक्यते अनन्तरं अत्र जलपाताः सन्ति बहू उत्तम जलपाताः सन्ति तिरुपत्तूर् इति एकं नगरमस्ति हा तत्र वयम् एकदिनं वासं कर्तुं शक्नुमः भवती जलपाते स्नानं कर्तुं शक्नोति किम् बहु उत्तमम् तत्र जलकम्पारा इति स्थानमस्ति उत्तमजलपातः तिरपत्तूर् नगरतः द्वादशकिलोमीटर् दूरे अस्ति द्रष्टव्यमिति तस्य पार्श्वे एव एलगिरी नाम्ना वासस्थानमस्ति तत्र टूरिस्ट् पोय्णट् इति वदामः तत्र भवति वयं जलपाते निश्चयेन भवती स्नानं करोतु तन्निमित्तमहं संसिद्धं करोमि तस्मात् मार्गे एव वेलूर् नगरमस्ति तत्र स्वर्णमन्दिरमस्ति भवती जानाति किं द्रष्टुमिच्छति किम् आमाम् अत्र आमां बहु उत्तममन्दिरम् अस्तु उत्तममन्दिरमस्ति तस्य दर्शनं कर्तुं योग्यमस्ति वयं तत्रापि गन्तुं शक्नुमः तस्मात् तिरुचि नगरं गन्तुं तिरुचनापळ्ळि इति एकं नगरमस्ति आम् आम् आम् आं श्रुतवती रङ्गनाथमन्दिरं समीपे मन्दिरस्य समीपे एव कावेरी प्रवहति बहु उत्तम दृश्यं तत्र द्रष्टुं शक्नोति जलमिदानीम् अधिकमस्ति वा न जानामि किन्तु वृष्टिकालेन जलस्य व्यवस्था भवति आम् आम् आं निजमेव एतस्य गोपुरं श्रीरङ्गनाथस्य गोपुरं बहुबृहत् गोपुरं भवति बहुवर्णमयगोपुरं भवति राजगोपुरं भवति आम् आम् अत्र तस्मिन् नगरे एव तिरुचनापल्लि नगरे एव मलैकोटे सामान्यतया वयं गिरिदुर्गं इति वदामः विनायकस्य मन्दिरम् अस्ति तत्र तस्य मन्दिरस्य उपरि एव तायिमानवर् मातृवत् शिवः वयं वदामः किल मातृदेवो भव पितृदेवो भव इति शिवः तत्र मातृरूपेण आगत्य एकमहिलायाः कृते प्रळयकाले आम् आम् आम् आम् आं तत्र इदानीम् उपरि गमनार्थम् एते कानिचन सोपानानि आरोहणं कृत्वा एव गच्छामः इति किन्तु इदानीं व्यवस्था अस्ति तेन कारणेन भवती सुलभतया मलक्कोटै प्राप्तुं शक्नोति अतः वयं तत्रापि गच्छामः भवतीं नयामि तत्रापि हा अम्ब अन्यत् एकं मुख्यस्थानमपि अस्ति अम्ब भवती न मिस् करोतु पाण्डीचेरि पाण्डिचेरि नगरमस्ति यूनियन् टेरिटेरि इति वदन्ति तमिळ्नाडुप्रदेशसमीपे एव अस्ति

हा अस्तु अम्ब अस्तु अम्ब भवती यदा भवत्याः आगमनं विषयेषु चीटिकायाः विषयेषु मां सूचयतु आम् अम्ब अस्तु अम्ब धन्यवादः नमस्ते